किं त्वं गृहे औषधीय सस्यानि वर्धयसि वा इत्युक्ते वर्धयिष्यामि कथमित्युक्ते इदानीमस्माकं गृहे पश्यतु सर्व प्रायः चिन्तयामि सर्वेषां गृहे तुलसीदलं भवति आर्द्रकं भवति कृष्णमरीचिका भवति तत्सर्वं संस्थाप्य कषायं कृत्वा यदा अस्माकं पीनसः वा कासः वा ज्वरः वा भवति चेत् तस्य निवारणार्थम् तद् यूज़् वयम् उपयोगं कुर्मः गृहौषधानां ज्ञानं जनेषु वर्धयितुम् किं कुर्मः इत्युक्ते एतदेवविषये सर्वेषां सूचयामः अस्माकं गृहे एव भवति खलु कृष्णमरीचिका इतोऽपि तुलसीदलम् इतोऽपि पूगफलमपि भवति इतोऽपि किं भवति आर्द्रकं भवति तत्सर्वं संस्थाप्य किञ्चित् लवणमपि स्थापयितुं शक्नोमि जलं संस्थाप्य कषायं कुर्मश्चेत् तदपि औषधः एव भवति एवञ्च अस्माकं गृहस्य पार्श्वे कश्चन मूलिकाः भवन्ति तदपि यूज़् कृत्वा अस्माकम् यानि समस्या याव समस्याः सन्ति आरोग्यविषये तं निर्मारयितुं शक्नुमः